शिक्षणं किमर्थम् आवश्यकम् इत्युक्ते अस्माकं जीवनम् उज्जीवनं भवेत् अस्मासु ये ये दोषाः सन्ति तेषां दोषानाम् परिमार्जनम् अनन्तरं गुणस्य आधानम् एतदेव शिक्षणस्य लक्ष्यम् संस्कृतभाषया संस्कृतभाषायाः अध्ययनेन अथवा संस्कृतभाषया एव शिक्षणव्यवस्था समीचीनतया भविष्यति इति वयं भावयामः के के दोषाः वर्तन्ते आत् अनन्तरं गुणस्य विषये के के गुणाः एवं रीत्या भगवद्गीता इत्यादिषु वर्तन्ते विचाराः अतः तान् विषयान् मनसि निधाय के के दोषाः कथं के तेषां दोषानां परिमार्जनं कथं कर्तव्यम् अनन्तरं मानवः मनुष्यः कथं भविष्यति इत्यादिकं सर्वं मनसि निधाय अस्माभिः शिक्षणं दातव्यं शिक्षणस्य अर्जनं तथैव कर्तव्यं विद्यार्थिनः तदा एव भविष्यन्ति समीचीनतया विद्यार्थिनः इत्युक्ते व्युत्पत्याः यः अर्थः आगच्छति तादृशरीत्या विद्यार्थी समीचीनतया भविष्यति संस्कृतभाषया एव इति वयं भावयामः